मया एकस्मिन् नगरे वासः क्रियते अत्र सर्वे पुरुषाः महिलाश्च उद्योगं प्राप्तुम् इच्छन्ति तेन तेषां नगरजीवनस्य निर्वहणं सुखकरं स्यात् ग्रामापेक्षया नगरेषु आजीविकायाः अवसराः अधिकाः भवन्ति सर्वकारीयकार्यालयाः शिक्षणसंस्थाः आपणानि चिकित्सालयाः वित्तकोशाः इत्यादि उद्योगप्राप्तिस्थानानि नगरे एव आधिक्येन भवन्ति प्रायः सर्वेपि सर्वकारीयम् उद्योगं प्रति प्राधान्यं प्रयच्छन्ति सर्वकारीयकर्मकराणां कृते सर्वकारः सर्वविधव्यवस्थां कल्पयति अतः जनाः सर्वकारीयम् उद्योगम् इच्छन्ति वैयक्तिकवृत्तिमपि केचन इच्छन्ति यतः तत्र स्वातन्त्र्यं भवति वैयक्तिक उद्योगे धनार्जनस्य कापि सीमा न भवति यथा परिश्रमः क्रियते तदनुसारेण धनसम्पादनं भवति उद्योगराहित्यं मया अधिकतया न अवलोकितं यतो हि उदरपोषणार्थं स्वपरिवारपोषणार्थं सर्वैः यः कोपि उद्योगः अवश्यं क्रियते